भारते शिक्षा मुख्यतया सर्वकारीयसार्वजनिकशिक्षाव्यवस्थाद्वारा प्रशासिता भवति या केन्द्रीयराज्यनीतिस्थानीयसर्वकारस्य त्रयाणां स्तराणाम् आज्ञा नुसारं भवति भारतीयराज्यसर्वकारस्य विभिन्नखण्डानां तथा बालानां निःशुल्ककठोरशिक्षा अधिनियमस्य अन्तर्गतस्य अन्तर्गतं षड्तः चतुर्दशवर्षाणि यावत् आयुषः बालकानां कृते मौलिक अधिकाररूपेण निःशुल्कं स्पष्टं च शिक्षा दत्तः अस्ति भारते कुलं सार्वजनीनविद्यालयानां निजविद्यालयानाञ्च अनुपातः प्रायः अस्ति भारते शिक्षा अनेकानां चिनोतीनाम् अवसराणां च सम्मुखः भवति यथा अभिगमस्य गुणवत्तायाश्च सुधारणम् असमानतः छात्राः त्यक्त्वा च न्यूनीकर्तुं नामाङ्कनं सप्माक्तिदरं वर्धयितुं शिक्षणपरिणामान् रोजगारक्षमता च वर्धयितुं शासनम् उत्तरदायित्वं च सुदृढः कर्तुं नवतां प्रौद्योगिक्यां च वर्धयन् यूनिसिप् यूनेस्को विश्वबेङ्क् नागरीकसमाजसङ्घटनानि शैक्षणिकसंस्थाः निजक्षेत्रस्य संस्थाः मीडिया संस्थाः च इत्यादिभिः विविधे हीतधारगेः भगिनेः च अपि अस्य समर्थनं भवति